अहं स्वपादपानाम् उत्तमस्वास्थ्याय मम पत्युः मार्गदर्शनं स्वीकरोमि अहं पत्या सह गृहोद्यानं कार्यं करोमि एकाकिनी एव न करोम्येव वयं यत्र कुत्रापि गच्छामः तत्र पृथक् विधं पुष्पं भवति चेत् तद् आनीय गृहे रोपयामः पत्युः मार्गदर्शनेन एव अहं गृहोद्यानकार्यं करोमि यतः तस्य पिता कृषकः आसीत् अतः कृषिसम्बद्धविषयं सः सम्यक् जानाति